अहं वालीबाल् क्रीडितुम् इच्छामि वालीबाल् तावत् नवजनात्मकं वा सप्तजनात्मकं वा युक्तक्रीडा वर्तते वयम् अत्र संस्थायां पठन्तः स्मः तत्र ग्रौण्ड् अस्मभ्यम् इति कल्पितं वर्तते क्रीडार्थम् तत्र वयं प्रतिदिनमपि वालीबाल् क्रीडामः पुनश्च वालीबाल् क्रीडा क्रीडाद्वारा अस्माकं शक्तिः वर्धते उल्लासः भवति पुनश्च ट्रिक् कथम् उपयोक् उपयोक्तव्यः इति च ज्ञायते तस्मात् अस्माभिः प्रतिदिनं वालीबाल् क्रीड्यते पुनश्च वालीबाल् क्रीड् क्रीडाद्वारा अस्माभिः हैट् वर्धयितुं शक्यते इति अयं विशेषः यतोहि कूर्दं जम्प् कर्तव्यं भवति इति कृत्वा येन अस्माकं हैट् वर्धनम् आरोग्यवर्धनं सर्वं भवति इति कृत्वा अहं वालीबाल् क्रीडयि क्रीडितुम् इच्छामि